यतोहि ग्रामीणजनानां पार्श्वे दूरवाणी न आसन् अतः तेन बालानां कृते शिशुतः आरभ्य एव कन्दुकम् बेट् इत्यादयः क्रीडा उपकरणानि प्रदत्तानि सन्ति अतः तेन किं कृतं आदौ क्रीडाङ्गनं गत्वा तत्र क्रीकेट् खेलनं फ़ुट्बल् खेलनं कृत्वा तेन तस्याः कालयापनं कुर्वन्ति यतो हि बाला बालः क्रीडां प्रति रुचिः वर्तते सर्वेषाम् बालानां कृते अतः ग्रामीणजनानां कृते किमपि अन्यत् नास्ति यतोहि ग्रामीणजनाः स्वयमेव क्रीडाङ्गनं गत्वा क्रीडन्ति शिशुः शिशुः आरभ्य एव क्रीडन्ति अतः ग्रामीणजनानां कृते क्रीडायाः कीदृशं महत्वम् इति उक्ते ये ग्रामीणजनाः क्रिकेट् खेलनं महत्त्वपूर्णं वर्तते यतोहि तेषां पार्श्वे दूरवाणी न आसन् अतः तेन कालं व्यथार्थं क्रिकेट् फ़ुट्बाल् इत्यादि क्रीडाः क्रीडन्ति तथा च क्रीडा एव तेषां महत्वपूर्णम् इति न वक्तुं शक्यते तेन एव पाठम् अपि पठन्ति इति कृत्वा क्रीडा तस्य एकः अङ्गः वर्तते यः महत्वपूर्णम् अस्ति